नमस्कारः आमाम् अहमु अहमेव अहमेव लैबरेरियन् भवान् किम् आवश्यकं अवश्यं किं पुस्तकं तत्त्वोद्योतः षट्टिप्पणि अस्ति अस्ति भवान्

विष्णुतत्वनिर्णये किं महोदय इल्ला अस्माकं लैब्ररि मध्ये तत्त्वोद्योतः कुवलयानन्दः कुवलयानन्दः हिन्दी व्याख्यानमस्ति तथैव ब्रह्मसूत्रभाष्यं द्वितीयभागमस्ति प्रथमभागमस्ति शिरा तत्त्वद्योतषट्टिप्पणीपि अस्ति तत्त्वोद्योतः षट्टिप्पणी अस्ति त्रयः टिप्पणी अस्ति पूर्वाषोडषसं आं भवतु तथैव महाभारततात्पर्यनिर्णयमस्ति महाभारतताप्तर्यनिर्णये चत् चत्वारः भागाः सन्ति तथैव

महाभारतं महाभारतं वेदव्यासेन वेदव्यासेन रचितम् अत्र महा महाभारतात्पर्यनिर्णयं सङ्ग्राहकाः तथा कन्नडस्य अनुवादकः हयवदनपुराणिकाः ते पूर्णप्रज्ञविद्यापीठे पठितवन्तः संस्कृतेन पाठं कर्तुं किन्तु लिखितम् आवश्यकं वा पुस्तकं बालादर्शः भाषायां पठ पठनार्थं पुस्तकम् आवश्यकं चेत् बाल बालादर्शाः प्राथमिकहन्ते बालादर्शाः माध्यमिकः चेत्

अपठेयं

तदनन्तरं अनेकानि पुस्तकानि सन्ति संस्कृते एव किं गरुडपुराणम् इति वा अस्ति तद्वा तद्वा पठितं संस्कृतभाषार्थं संस्कृतकथाः पठितव्यं संस्कृते कानि पुस्तकानि मिलति मिलन् मिल्ल मिलति तत्सर्वं पठितव्यं भवतु